आम् अहं मम मोबैल् यन्त्रे न्यूज् फिट् पठामि भिन्नं भिन्नं चेनेल्तः वार्ताः अद्यतनं मम रोचते मया कः चेनेलं द्रष्टव्यम् इति भवतः किमपि सुझाव अस्ति वा की मोबैल् यन्त्रे वेदपाठः अति महत्त्वपूर्णः आध्यात्मिकः कार्यम् अस्ति अनेकानि महत्त्वपूर्णानि ज्ञानानि मार्गदर्शनानि च वेदेषु प्राप्यन्ते वस्तुतः आध्यात्मिकः मानसिकः विकासः कार्यं कर्तुं सहायं करोति भवान् कति वेदपाठान् इषे त्वोर्जेत्वा वायवस्थो देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वं ग्या इन्द्राय भागं प्रजावतीरनमीवा अयक्ष्मा मा वस्तेन ईषत मागषग्ं सो द्रुवा अस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून् पाहि इति मन्त्रः